एतद् तु सत्यं भवति मम गृहं यत्समये मम गृहात् यदपि यदपि अडिसन् वर्तते अडिसन् अधुना मकरपर्व प्रचलिताः सन्ति मकरपर्व मकरपर्व एवं च रेयसङ्क्रान्ति रथयात्रा तद् बहु बहु पर्व पर्वाणि तत्र प्रसिद्धानि वर्तन्ते तेषु पर्वसु प्रायशः रथयात्रा एवं तु मकरसङ्क्रान्ति रजसङ्क्रान्ति इत्यपि सर्वे बहु दूराद् दूराद् ते अत्र कार्यरताः सन्ति ते तत्र आगच्छन्ति अस्मिन् पर्वणि मकरपर्वणि मकरपर्वतः अधुना भवति अधुना मकरपर्वमध्ये जनाः बहु दूरदूरात् आगत्य अत्र मकरपिश्टकः इति खादन्ति अधुना गूडि गूडि इति आकाशे उड्डयन्ति एवं च बहुछात्रः बहुछात्राः छात्रः तेषां अवकाशः अस्ति अतः ग्रामम् आगत्य अत्रैव अत्र गूडि उत्कलनम् इति कुर्वन्ति तत्र मकर इति मकरकुम्बा इति वदन्ति ओडिसायां मकरकुम्ब तत्र रात्रौ सर्वे गत्वा तत्र स्नानं मकरडुबा इति मकरस्नानं कुर्वन्ति तत्र अग्निदाहं कुर्वन्ति इति बहु सम्यक् रूपेण भवन्ति अतः रथयात्रामध्येऽपि अनेकजनाः अत्र आगच्छन्ति एवं तु रजसङ्क्रान्तिमध्ये बालकः बालिकाः च सर्वे धोलि खेलं इति खेलन्ति क्रिडन्ति एवं च बालकः टास्खेळ क्रीडन्ति टास्क् क्रीडा अस्ति टास्क् क्रिडन्ति एवं बालिकाः केवलं यतोऽपि विभिन्नक्रीडां कुर्वन्ति अन्यदपि रजा पान इति खादन्ति धन्यवादः